प्रायः अहम् अधिकं दिनं बहिः न गच्छामि चत्वारि वा पञ्चदिनानि वा अधिकाधिकं चेत् तस्मिन् समये तत्र मा स्वग्रामे मातुः तस्य प्रभावं करोति तत्र सम्प्रति यदि वसामि तत्र मम भार्या तस्य पालनं करोति अत्र अहं न करोमि भार्या एव करोति तत्र किं पञ्च षट् दिनम् अहं बहिर्गच्छामि चेत् तत्र जलसेचनम् एव अन्यत् किमपि कार्यं न भवति एतत् मम भार्या करोति एवम् उद्यानस्य परिपालनं भवति अन्यत् किं न अलम्